गतसप्ताहे अहम् एकं हस्तस्यूतं क्रीतवान् हेण्ड् बेग् इति तः तं दृष्ट्वा अहं मम मनः मोमुद्यते कारणं किमस्ति तस्य स्यूतस्य आकारः बहुविस्तृतः अपि अस्ति एवं सुन्दरञ्च अपि अस्ति मम परिवारजनाः अपि मम बालिका अपि स्यूतं स्यूतेन सह क्रीड़ति एवञ्च पुस्तकानि तत्र स्थापयति